हरि ओं महोदय इदं ज्वल्लेरि शाप् अस्ति वा अहं मम निमित्तम् एवं मम भगिन्याः निमित्तं पुत्र्याः निमित्तम् आभरणानि क्रेतुमिच्छामि कीदृश आभरणानि सन्ति कियद्मौल्यं भवतीति एवं वदन्ति वा अस्माकं गृहे एकं फ़ङ्क्षन् अस्ति तद् निमित्तम् अहं क्रेतुं सर्वेषां कृते आभरणानि क्रेतुमिच्छामि तन्निमित्तम् अपेक्षते नाम विवाह उत्सवः इति चिन्तयन्तु नो चेत् जन्मदिन उत्सवः इति अपि चिन्तयन्तु

एकं ग्रां कियत् मूल्यमस्ति महोदया तौसण्ड् ओ एवं वा महोदया अहं तु अडटैस्मेन्ट् मध्ये बहु दृष्टवती आफ़र्स् चलति इदानीमिति एवं किमपि आफ़र्स् किमपि नास्ति वा इदानीं कीदृशं गिफ़्ट् मिलति यानं वा शाटिकां वा किं महोदया वयं तु आभरणानि क्रीणामः परन्तु लघु लघु हाट्पेक् इति वदन्तस्सन्ति न्यूनातिन्यूनं शाटिकां तु दातव्यं लघु बालिकानां कृते अपि सन्ति वा ज्येष्टानां तर्हि पुरुषाणां कृते ब्रेस्लैट् इत्यादि भवति खलु तत् हा अस्तु महोदया तर्हि अहमेकवारम् आगत्य तत्र मिलामि पश्यामि अस्तु धन्यवादाः महोदय